मूलतः अहं आन्ध्रप्रदेशस्य गुण्टूर् जनपदस्थ पल्नाट् प्रान्तसम्बद्धः अस्मि अर्थात् पल्नाडुप्रान्तः नाम कारम्पोडि माचर्ला प्रधानतया दाच्यपल्लि अपि आगच्छति कारम्पुडि माचर्ला दाचेपल्लि त्रयाणां प्रान्तानां मध्ये विद्यमानगाजवारे पल्ले इति ग्रामे मम जीवनं प्रवृद्धं आसीत् तत्रत्य स्थानीय कथां अधुना स्मरामि वक्तुमिच्छामि तत्र पूर्वकाले ब्रह्मणायुडु इति कश्चन वीरः आसीत् राजसम्बद्धः राजवंशीयः कश्चनवीरः तत्रैव नागम्मा इति वणिता सापि धीरा अस्ति राजनीतिविषये द्वयोः मध्ये अन्तराणि अधिकानि जातानि ब्रह्मणायुडु प्रजापक्षपाति प्रजानां विषये तस्य श्रद्धा महती आसीत् नागम्मा इत्यस्याः राज्याकांक्षा अधिका आसीत् अतः द्वयोः मध्ये सर्वदा भावनायां विरो विरुद्ध युद्धं भवति स्म वचोभिः एवमेव भौतिकरूपेण सैनिकानां मध्ये युद्धं भवति स्म ब्रह्मणायुडु वीरस्य सिद्धान्तः भवति सर्वे सर्वविधजनाः समानाः इति सहपङ्क्तिभोजनं इति पद्धतिं त् सः पालयति स्म सहपङ्क्ति भोजनमर्थात् सर्वविधवर्णीयाः मिलित्वा तत्र उच्चनीच भेदभावं विना धनिकनिर्धनभेदभावं विना सर्वे मिलित्वा अधः उपविश्य भोजनं कुर्वन्ति स्म स पद्धतिः तेनेव आरब्धा अस्माकं प्रान्ते एतत् नागम्म नागम्मायाः कृते न रोचते अतः सर्वदा परस्परं युद्धम् आसीत् पलनाटि नगम्मा इति सापि लोकप्रसिद्धा तस्मिन् प्रान्ते एषः विरता विषये ब्रह्मनायुडु अत्यन्तप्रसिद्धः द्वयोः नगरयोः कारम्पोडि माचर्ला द्वयोः प्रन्तयोः नगरयोः मध्ये कुक्कुटानां युद्धं भवति स्म तदानीं किमस्ति सैनिकानां युद्धमत्यन्तं अल्पप्रमाणेन भवति स्म कुक्कुटानां युद्धद्वारा यस्य पक्षस्य कुक्कुटः विजेता भवति अन्यः कुक्कुटसम्बद्धजनाः वचनं श्रुणुयुः तदनुसारं पालयेयुः एवं नीतिः भवति स्म अतः पलनाटि युद्धं अत्यन्तं सुप्रसिद्धं विरस्य वीरसम्बद्धं उदाहरणं वर्तते अस्माकं प्रान्ते तत्र बालचन्द्रः इति यथा महाभारते अभिमन्युः यथा बाल्यवयसि वीरत्वं प्रदर्शितवान् बालचन्द्रः इति तादृशः वीरबालकः युद्धे वीरस्वर्गं प्राप्तवान् अतः तत्र युद्धसमये रक्तमपि धाराप्रवेण प्रावहत् इति पूर्वजाः वदन्ति भीकरयुद्धं पलनाटि युद्धं नाम भीकरयुद्धं इति वदन्ति तादृश भूमौ अहं प्रवृद्धः अस्मि वीरभूमिः अस्य अस्माकं पल्नाडुप्रान्तः